हरि ओं नमस्ते हरि ओं नमस्ते अहं शिवाजि इति मम पुत्रः शिवांशुः इति भवतां विद्यालये पठिष् पठति सः पञ्चमी कक्षायां पठितः आगामीसप्ताहे मम गृहे एकः विवाहः कार्यक्रमः अस्ति मम अनुजस्य अतः शिवांशोः कृते दिनद्वयस्य कृते विरामः अपेक्षितः आसीत् कृपया यच्छन्तु इति नाम सविनयप्रार्थना अस्ति महोदय

आम् आम् आम् गुरूजी अहं जानामि किन्तु विरामः तु अनिवार्यः अस्ति खलु वर्षे समग्रजीवने एकवारं आगच्छति अतः तस्य तत्र उपस्थितिः अपेक्षितः अस्ति अतः कथञ्चित् कृपया म अस्य कृते विरामं घोषयन्तु इति प्रार्थना अस्ति कृपया यच्छन्तु महोदय तत् त्त त्त तत्तु सत्यं तत्तु सत्यं गुरूजि किन्तु वर्षे एकवा एकवारमेव पृच्छन्नस्मि अतः कृपया यच्छन्तु इति प्रार्थना एकवारं तदेव दिनद्वयं केवलं प्रेषयन्तु अग्रे अग्रे न कदापि एवं न कुर्मः गुरूजि एकवारं कृपया प्रेषयन्तु यद् तस्मिन् दिने यः पाठः भवति तद्विषये वयं चिन्तनं कुर्मः स साक्षात् आचार्यं पृष्ट्वा पुनः पृष्ट्वा तस्मै एवं यथा पाठः भवेत् तथा पश्यन्तु आं शक्नोमि किञ्चिदहं पाठयामि किन्तु तत्कृते यः सहायः अपेक्षितः हा तत् आचरं आचर आचरामि महोदय सत् सत्यं महोदय सत्यं महोदय यदि एकः स्वीकरोति अपरः अपि पृच्छति अहं जानामि महोदय यतोहि अहमपि अहं जानामि भवतां यद् कष्टं विद्यते इति किन्तु एतत् अस्मिन् वर्षे केवलं अहं प्रथमवारं अहं पृच्छन् अस्मि अतः कृपया मम पुत्राय विरामं यच्छन्तु इति पुनः प्रार्थयन्नस्मि कथनञ्चित् यच्छन्तु महोदय दिनद्वयं नाम इद गमनागमनार्थं एकं दिनमपेक्षते नाम दूरे अस्ति अतः चेन्नैनगरे विवाहः अस्ति अतः गमनागमनार्थं कष्टं भवति पूर्वमेव गत्वा तत्र स्थातव्यं भवति अतः दिनद्वयं अपेक्षते आचार्यः अस्तु मया धन्यवादः आचार्य धन्यवादः धन्यवादः